मम धर्मः अत्यन्तं विशालः सर्वम् एतत् पाठयति यः दुःखितः भवति तस्य दुःखं निवारयितुं प्रयत्नं करोतु इति मम धर्मः वदति कदाचित् अस्माकं गृहसमीपे यदि कस्यचित् मरणं भवति यदि कश्चित् पञ्चत्वं गच्छति सः यः यः कोऽपि भवतु तस्य धर्मः यः कश्चित् भवतु किन्तु अस्माकं पद्धतिः एवम् अस्ति यत् तेषां गृहं गत्वा सान्त्वनं करणीयं तस्मिन् दिने अस्माकं गृहे तत्र अत्यन्त आनन्ददायकवातावरणं तत्र न भवति वयं तावत् विशेषभोजनं वा अथवा गीतश्रवणं वा एवं वयं विनोदेन कालं न यापयामः तैः सह भूत्वा सान्त्वनमपि वदामः तथा तेषां बान्धवाः आगच्छन्ति तेषां कृते भोजनव्यवस्थां कल्पयामः पानव्यवस्थां कल्पयामः यतोहि तेषां विषये अवधानं दातुं तेषां गृहे कोऽपि न भवति सर्वेऽपि शोकमग्नाः भवन्ति परं तत् दायित्त्वं वयं स्वीकुर्मः वयं दिनद्वयं वा दिनत्रयं वा तैः सह भूत्वा यथा सर्वविधकार्याणि तत्र प्रचलेयुः तथा वयं सहकारं कुर्मः एषा एषः क्रमः मम ग्रामे अपि अस्ति अत्र नगरे अपि अहं तत् पश्यामि अस्माकं ग्रामे तु यदि यस्मिन् कस्मिन् वा गृहे एतादृशं सम्भवति तद् समग्रग्रामः शोकम् आचरति विषादे मग्नः भवति न कश्चित् तस्मिन् उत्सवम् आचरति अतः एषः प्रतिस्पन्धः वा अथव अन्येषां दुःखं मदीयं दुःखम् इति भावना एषा अस्माकं रक्तङ्गता अस्ति रक्तगता एषा भावना अस्ति अतः एषा एषः यः धर्मः अस्ति ता तादृशस्वभावः यः अस्ति तद् सर्वत्र प्रसरतु अस्ति अहं कामये